मया पाकप्रतियोगितायां दूरदर्शनकार्यक्रमे भागं न भागितः मया अनेकेषां जनानां यूटूब् चानल्स् अपि दृष्टाः अर्थात् पाककलासम्बन्धाः चैनल् माध्यमाः दृष्टाः किन्तु अहं यूटूब् चानल् अर्थात् पाककलासम्बन्धाः यूटूब् चानल् न कृतवन्तः किन्तु अनेक चानल् दृष्टाः येषु एकः व्यक्तिः भिन्नरूपेण पाकं करोति अहं च चिन्तयामि यत् मम पाककला अप्लोड् कारणाय अपि चानल् भवितुं अर्हति इति